भारतस्य आरोग्यव्यवस्था अन्यदेशानां व्यवस्थाभिः अति उत्तमा एव वर्तते चिकित्सालयाः क्लिनिक् विशेषाः एव जाताः बहूनि चिकित्सालय क्लिनिक् प्रतिदिनं जातः तत् क्लिनिक् मध्ये स्वच्छ एव जन बहूनि जना जनाधिक्यं प्रतिदिनं भवति व्याधि अधिकम् अपि बहूनि प्रतिदिनं भवन्ति सेवाः तस्य सेवाः तस्याः सेवाः एव अत्युत्तमं भवति स्वच्छतया क्लिनिक् प्रचलति सर्वे हेच्आर् सर्वे जन रिलेषन्स् विषये ब बहुमुख्यतम मुख्यः क्रियते अतः आरोग्यव्यवस्था मम देशे बहु उत्तमम् अस्ति